हरि ओम् हरि ओम् महोदय एतत् इण्डीस् वन् सिटि खलु मया वेङ्कट्महोदयं मेलनं महोदय वेङ्कट्महोदयस्य वेङ्कट्महोदय मम विशाखापट्टणग्रामतः आगत्वान् महोदय विशाखापट्टणं वेङ्कट् वेङ्कट्महोदय विशाखापट्टण विशाखापट्टणतः तत्र आगतवान्

महोदये महोदये महोदये शृणोतु सः वेङ्कट्विश्वनाथः इति तस्य नाम जानाति जानाति वा अस्तु अस्तु अस्तु अहम् एवं करिष्यामि अहम् अन्तः गच्छामि तत्र पृच्छामि महोदय अरे शृणोतु अहं विशाखपट्टणतः आगतवान् महोदय न न न महोदय शृणोतु शृणोतु वेङ्कट्महोदय इण्डीस् वन् सिटि मध्ये निवसति निवासं करोति भवान् न जानाति चेत् चिन्ता भवान् न जानाति अस्तु महोदय महोदय शृणोतु शृणोतु शृणोतु शृणोतु शृणोतु शृणोतु शृणोतु महोदय अहं जानामि किन्तु अत्र अहं सम्यक् जानामि वेङ्कट्विश्वनादः इण्डीस् वन् सिटि मध्ये एव निवसति भवान् न जानाति चिन्ता नास्ति अहं अन्तः गच्छामि गत्वा पृच्छामि मम नाम किमर्थम् आवश्यकं मम दूरवाणी मम मम मम दूरवाणी मम नगरं विशाकापट्टणं महोदय मम नाम किं मम नाम किमर्थम् आवश्यकं महोदय मम दूरवाणीसंख्यां दूरवाणीसंख्यां स्वीकरोतु वेङ्कटविश्वनाथः अस्तु महोदये अत्र अस्तु अस्तु अत्र अत्र भवतः महोदय महोदय महोदय महोदय महोदय शृणोतु तत्र भवतः समीपे भवतः मित्रम् अस्ति खलु तं पृच्छन्तु वेङ्कटविश्वनाथः जानाति जानाति चेत् अहं अहं विशाखपट्टणतः आगतवान् महोदय प्रत्यागमनं करणीयं वा नास्ति खलु अस्तु महोदय अस्तु अस्तु महोदय धन्यवादः धन्यवादः